अहं मम स्वकीयभावचित्रं गृह्णामि किमपि शिक्षणीयक्रियाकलाविषये चित्राणि गृह्णामि तथा च प्राकृतिकविषये यथा सूर्योदयस्य वनस्य पुष्पस्य जन्तूनां चित्राणि इत्यादिधार्मिक अनुष्ठानं विवाहस्य कार्यं पूजा इत्यादिकं चित्राणि गृह्णामि